पारम्परिकशिक्षणम् अधीत्य छात्राः कानि उद्योगानि कुर्वन्ति इति सामान्यतया अत्र उद्योगावकाशः महता प्रमाणेन अस्ति इति मम चिन्तनं यतः वयं तान्त्रिकशिक्षणं वा वैद्यकीयशिक्षणं वा पठामः चेत् तेन मार्गेण गन्तव्यम् न तु अन्यः मार्गः नास्ति किन्तु पारम्परिकशिक्षणं शास्त्राणाम् अध्ययनं वेदाध्ययनं वा क्रियते चेत् तत्र तु केचन पौरोहित्यादिकं कुर्वन्ति केचन महाविद्यालयेषु पाठयन्ति अन्ये केचन तान्त्रिकविषये आसक्ताः ये सन्ति ते भिन्नभिन्नप्रकल्पेषु उद्योगं कुर्वन्ति उदाहरणार्थं विभिन्नविद्यालयेषु भाषा संशोधनविभागः अस्ति तत्र कार्यं कुर्वन्ति पुनः ई भारतीसम्पत् इति अस्ति तत्र कार्यं कुर्वन्तः सन्ति अन्ये केचन भारतीयज्ञानपरम्परा नाम ऐ के एस् इति यत् वदामः तस्मिन् कार्यं कुर्वन्ति पुनः केचन ए ऐ फार् भारत् इति तस्य कश्चन प्रकल्पः अस्ति तत्रापि कार्यं कुर्वन्तः सन्ति अतः अदन् इदानींतनकाले उद्योगावकाशः महता प्रमाणेन अस्ति इति मम मतिः